तन्त्रज्ञानस्य शिक्षणम् अस्मिन् युगे आवश्यकं वर्तते यतो हि अनेके पाठ्यक्रमाः वर्तन्ते ये आन्लैन् माध्यमेन शिक्षकैः प्रचाल्यन्ते यदि तन्त्रज्ञानं भवति तदा तन्त्रम् उप् उपजीव्य सम्यक्तया अस्माभिः अध्ययनं कर्तुं शक्यते किञ्च तन्त्रज्ञानस्य अपरमपि एकं वैशिष्ट्यं वर्तते यत् गमनागमनयोः क्लेशः न भवति एकस्मिन्नेव स्थाने उपविश्य विभिन्नेषु स्थानेषु जायमानं व्याख्यानं प्रचाल्यमानं पाठ्यक्रम क्रमं वयम् अवगन्तुं शक्नुमः अतः तन्त्रज्ञानम् आवश्यकं किञ्च तन्त्रज्ञानविषये प्रारम्भिककक्षायामपि तादृशः कश्चन पाठ्यक्रमः निर्धारणीयः यं पाठ्यक्रमं पठित्वा बालाःअपि तन्त्रज्ञानज्ञाः भविष्यन्ति